द्व्यधिकद्विसहस्रतमवर्षस्य जनवरिमासस्य प्रथमः दिनाङ्कः एकाशीत्यधिकनवदशशततमवर्षस्य मार्च् मासस्य चतुर्दशदिनाङ्कः अष्टशष्ट्युत्तरनवदशशततमवर्षस्य अगस्ट् मासस्य तृतीयः दिनाङ्कः द्विसहस्रतमवर्षस्य सेप्टम्बरमासस्य नवदशदिनाङ्कः द्व्यधिकद्विसहस्रवर्षस्य जनवरिमासस्य तृतीयः दिनाङ्कः